आं मया गृहपशवः पशवः रोचन्ते गृहपशवेषु मया श्वानः रुच्यते गृहे कस्यापि गृहपशवस्य स्थापनेन अस्माकं दायित्वं वर्धते यतः तेषां पालनमपि लघुबालः लघुबालकवत् कर्तव्यम् अस्ति क्वचिदपि पाल् पालयितुं कोपि नास्ति कदाचित् कालस्य अभावः भवति तस्मिन्नेव काले यदि गृहे कश्चन रोगी रोगी अस्ति तर्हि बहवः जनाः गृहे गृहपशवः गृहपशुम् स्थापयितुं न इच्छन्ति परन्तु यदि भवान् वास्तवतः पशुप्रेमी अस्ति तर्हि एतत् एतत् श्रुत्वा भवतां बहु चिन्तनं न कर्तव्यं भविष्यति वस्तुतः स्वास्थ्यविशेषज्ञाः वदन्ति यत् गृहे गृहपशवः गृहपशुः भवितुं भवतः स्वास्थ्ये सकारात्मकः प्रभावः भवति जनानां मानसिकशारीरिकं च स्वास्थ्यं सुष्ठु तिष्ठति यदि किमपि स्वास्थ्यं व्यसमा समस्या भवति तर्हि तस्यापि उन्नतिः भवति